स्वजनैस्सह क्रीडनस्य विषये तासां महत्वस्य विषये ग्रामीणजनाः तावद् क्वचित् न चिन्तयन्ति इदानीं कश्चनः छात्रः वर्तते उदाहरणार्थम् एकं छात्रं स्वीकुर्मः तत्र सः शालामपि गच्छति अत्र क्रीडायामपि अस्ति किन्तु सः शालायां न पठति किन्तु क्रीडां सम्यक् क्रीडति नाम सम्यक् भागग्रहणं करोति सम्यक् धावति सम्यक् सर्वासु भागसु तस्यैव जयः तथा स क्रीडति किन्तु अध्ययने नास्ति यदि एवम् अर् अस्ति त्यजतु एवं वदन्ति त्यजतु सः न पठति चेदपि सम्यक् क्रीडति इति तत्र प्रशंसां कुर्वन्ति तथैव यदि सः प्रथमः आगच्छति स्पर्धासु तत्रैव ते सम्यक् एकम् विभागं कुर्वन्ति अयं सम्यक् क्रीडति इति कृत्वा क्रीडा यदि सः निर्धनिकः तर्हि क्रीडा क्रीडाक्षेत्रं यत्र अस्ति स तत्र सम्यक् वर्धनार्थं सहाय्यं कुर्वन्ति इति अस्ति तद्वदेव इतोपि अपवादतया नाम इतोपि केचन भवन्ति नाम तेषां तथा असूया भवति ते नैव इच्छन्ति ए सः किं क्रीडति न किमपि कार्यमेव न करोति गृहे किमपि न पश्यति तस्य अध्ययनमपि नास्ति इत्यादि विषयम् अङ्गम् इति कृत्वा नाम उभयतापि अस्ति एकत्र स्वजनैस्सह क्रीडनस्य विषये केषाञ्चित् प्रवृत्तिः भवतु इति चिन्तयन्ति केचन इतोपि नाम तं किञ्चित् अधस्तादेव पश्यन्ति नाम सः किमपि कार्यं न करोति इत्यादि कृत्वा तस्य तुच्छत्वेन तं पश्यन्ति इति तम्